सा विद्या या विमुक्तये इति धियैव वृत्तिविषये चिन्तनं न कृत्वा इदानीं केन्द्रियसंस्कृतविश्वविद्यालये शोधच्छात्ररूपेण अध्ययनरतोस्मि एवमेव तत्र विद्यावारिधिकक्षायाः कृते त्रैमासिकप्राक्शोधपाठ्यक्रमानुसारेण अध्ययनम् अध्यापनं च प्रचलति सः च अध्ययनेन अस्माकं कृते कथं शोधः करणीयः अस्माकं नूतनराष्ट्रीयशिक्षानीतौ शोधविषये का दिशा निर्दिष्टा वर्तते अस्माकं भारतप्रदेशस्य अस्माकं समाजस्य इदानीं का आवश्यकता अस्ति तदुपरि

ये आचार्याः सन्ति ये अस्माकम् ऋषयः आसन् तेषां यत् चिन्तनं यत् चिन्तनम् आसीत् तेषाम् इदानीं समाजे कथम् उपकाराय भविष्यति तद्विषये अपि अस्माभिः शोधच्छात्रैः शोधः करणीयः इति सर्वदा प्रेरयन्ति पाण्डुलिपिक्षेत्रेपि शोधः आवश्यकः यतो हि अस्माकं भारतप्रदेशे बहुप्राचीनाः पाण्डुलिपयः सन्ति अप्रकाशिताः तेषां प्रकाशनम् अस्माकम् एव शोधच्छात्राणां दायित्वं वर्तते इति सर्वदा ध्यायन्ति एवं च वयं शोधकार्यं कृताः सन्तः इदानीं बहु आनन्दम् अनुभवामः